कृषकाः अद्य पशुत्याज्यं वैज्ञानिक रीत्या उपयुज्यन्ते यद्यपि पशुत्याज्यानाम् उपयोगः न सुलभाः परन्तु विज्ञानस्य कारणात्

रूपेण पशुत्याज्यस्य उपयोगम् अद्य अर्हति तस्य यथा अपव्ययो न भवति तथा अत्र उपयोगः भवति अधुना तत्र उपायाः बहवो भवन्ति यदि क्षीरादिकं भवति गव्यम् इति तादृशत्याज्यं चिकित्सार्थमपि भवति यज्ञयागाद्यर्थंमपि उपयुज्यन्ते अन्यान्यरूपेण तादृशः गव्यस्य उपयोगो भवति अन्येषामपि त्याज्यं जीविक उर्वारुकरूपेण उपयुज्यन्ते तच्च वृक्षसंवर्धने उपयुज्यते यदि कीटबाधाः भवन्ती तन्निवारणार्थमपि पशुत्याज्यं भवति एवं तत्र कृषकादीनां पशुत्याज्यविषये ज्ञानं तु भवत्येव